नगरपालिका अथवा ग्रामपञ्चायत् मुख्यतया नागरीकाणाम् अवश्यकता अनुगुणं व्यवस्थां कुर्वन्ति विद्युत् निर्वहणकार्यं जलव्यवस्था यानव्यवस्था स्वच्छताकार्यम् अवकरनिर्वहणं तत् सर्वं ते एव कुर्वन्ति अत्र किमपि समस्या भवति चेत् ते एव आगत्य सर्व समस्यायाः निवारणं ते एव कुर्वन्ति